संस्कृतसाहित्ये इष्टतमं काव्यं मदीयम् अस्ति कादम्बरी तत्र सुखेन सोपदेशः मया पठितः स विषयः मह्यं नितरां रोचते यत् तत्र मन्त्री राजकुमारं यथा उपदिशति सः भागः मम इष्टतमः